अहं गृहात् बहिः गच्छामि गच्छामि चेत् तत्र आपणे चीप्स् इत्यादिकं खादामि किमर्थं नाम यदा मया तद् बहु इष्टकरं वर्तते किमर्थं नाम तस्मिन् कटुः अधिकः किञ्चिद् अधिकः भवति रुचिः अपि श्रेष्ठा वर्तते किन्तु यावत् खादामः तावत् अलमिति अलं पर्याप्तम् इति न भवति इतोऽपि अपेक्षितं रुचिकरम् अस्ति किञ्चित् बोर् इत्यादिकं तस्मिन् विषये चीप्स् इत्यादिकस्य विषये मया ये वैराग्यमिति नैव आगच्छति य यावत् पर्यन्तं का यच्छन्ति तावत् पर्यन्तं मया खाद्यते एव तावत् मह्यं तद् इष्टकरं वर्तते

किं नाम आलू चिप्स् इति वदामः तदस्ति तद् सर्वत्र लभ्यते यत्र कुत्रापि गच्छामः तत्र लभ्यते एव अतः मम इष्टकरं वर्तते पुनः अत्र दक्षिणकन्नड इति यदा आगच्छामः तत्र तत्र हल्सिन्कायि चिप्स् इति वदामः तद् लभ्यते एवं सर्वत्र चीप्स् इत्यादिकं सर्वत्र लभ्यते एव तद् बहु श्रेष्ठं श्रेष्ठम् इति मया चिन्तितमस्ति बहु रुचिकरमपि अस्ति अतः मया तद् खाद्यते पुनः तद् सर्वत्र नाम सर्वत्र लभ्यते किन्तु विविधाः यद् नामभेदेन उच्यते केवलं किन्तु समानमेव रुचिः भिन्नः वर्तते अतः मया तद् इष्टकरं यत्र कुत्रापि गच्छामः चेत् मया तद् खादनीयम् इति च चिन्तितम् अतः मया तद् खाद्यं स्वीक्रियते